यदा मम गृहे अतिथयः आगच्छन्ति तदा अहं तेषां स्वागतं सानन्दं सोत्साहं करोमि ते यदिच्छन्ति तदेव अहं कर्तुं प्रयासं करोमि यदा मम परिवारजनाः गृहे आगच्छन्ति भोजनार्थम् तदा अहम् अधिकाधिकं तिक्तपदार्थान् करोमि यथा शाकोदनं वार्तिकोदनम् पुनः तत्र वटिकाः तिक्तवटिकाः कटुवटिकाः अपि अहं करोमि एकवारं मम गृहे संस्कृतभारत्याः अखिलभारतीयप्रचारमन्त्रिणः आसन् तदाहं गुञ्जनकपायसम् अकरवम् तेभ्यः बहु अरोचत पुनः अतिथयः यदिच्छन्ति मिष्टं वा कटुं वा तादृशम् अन्नम् अहं पचामि मह्यम् भोजनम् पक्वम् अधिकं रोचते अतः

अतिथीनाम् सत्कारं स्वागतं कृत्वा तेभ्यः यद् रोचते तद् पक्त्वा पुनः तैः सह सम्यक् व्यवहारं कृत्वा सम्यक् वार्तालापं कृत्वा तान् सन्तोषयामि